शिक्षणव्यवस्थायां समूहमाध्यमे च संस्कृतस्य उचितं स्थानम् एतावत् कालपर्यन्तं नास्त्येव अधुना यत् नूतना शिक्षणपद्धतिः आगता अस्ति तत्र संस्कृतस्य स्थानं किञ्चित् पुरातनपद्धत्यपेक्षया समीचीना दृश्यते परन्तु प्रायोगिके यदा भवति तदैव ज्ञातुं शक्यते तत्र संस्कृतस्य स्थानम् उचितम् अस्ति न वा इति वस्तुतः संस्कृतस्य उचितं स्थानमावश्यकम् यतो हि भारतीयसंस्कृतेः भारतीयविज्ञानधारायाः इत्येतादृश विषयाणां सर्वेषाम् मूलभूताः विषयाः मूलभूतविषयाः संस्कृतग्रन्थेष्वेव उपलभ्यन्ते एवं समूहमाध्यमे इत्युक्ते माध्यमे तत्र समूहमाध्यमे इत्युक्ते टि वि प्रभृतिषु संस्कृतस्य स्थानमेव नास्ति अधुना नास्ति इत्येव वक्तुं शक्यते